आम् अहं प्रतिदिनं गृहतः कलाशालापर्यन्तं लोकयानेन एव गच्छामि अहं प्रतिदिनं विच्छ् यदा बालकः आसं तदा अपि लोकयानेन एव पाठशालापर्यन्तं गच्छन् आसं अहं यदा यदा तीर्थयात्रार्थं गन्तुम् इच्छामि तदा लोकयानेन एव साधारणतया गच्छामि इतः पूर्वमेव अहं हैद्राबाद् नगरतः तिरुपति नगरं तीर्थयात्रार्थं लोकयानेन एव गतवान् इतः पूर्वं भाग्यनगरतः बेङ्ग्ळूरु नगरपर्यन्तं लोकयानेन एव गतवान् लोकयानेन एव गमनं मम मह्यं रोचते